अत्र पारम्परिकं शिक्षणम् अधीत्य छात्राः कान् उद्योगान् कुर्वन्ति सामान्यतया इति अस्ति प्रश्नः पारम्परिकं शिक्षणम् इत्यनेन किं विवक्षितम् इत्यपि आलोचनीयं मया ज्ञातः पारम्परिकं शिक्षणं शिक्षा नाम तत्र संस्कृतस्य वेदस्य च अध्ययनं तद्विहाय अन्येषामपि विषयाणां सङ्गीतस्य अध्ययनं भवितुम् अर्हति नाट्यस्य अध्ययनं भवितुम् अर्हति एवं बहवः विषयाः पारम्परिकरूपेण अधीयन्ते सर्वेषां विषये मया अपि न ज्ञायते किन्तु विशेषेण संस्कृतं वेदञ्च अधीत्य पारम्परिकक्रमेण कान् उद्योगान् प्राप्नुवन्ति इति यदि चिन्तयामश्चेत् यदि कश्चन वेदम् अध्येति तर्हि सः पौरोहित्यं कर्तुं शक्नोति तदेव प्राधान्येन प्रसिद्धः प्रसिद्धम् उद्योगकार्यं भवितुमर्हति पुनः तदर्थमेव वेदस्य अध्ययनमपि बहवः कुर्वन्ति तद्विहाय यदि वेदस्य एव विशेषेण अध्ययनं कृतं तत्र घनान्तं वेदः अधीतः चेत् वेदपारायणार्थमपि बहुत्र अवकाशाः भवन्ति एवं सर्वकारीयव्यवस्था अपि अस्ति तिरुपतितः वेदपारायणार्थमेव धनं दीयते तादृशानि कार्याणि अपि ते कर्तुं शक्नुवन्ति तद्विहाय अन्येभ्यः इति वेदं पाठयितुम् इच्छन्ति गुरुकुलक्रमेण पारम्परिकक्रमेण एव तदर्थमपि धनसाहाय्यं कर्तुं संस्थाः वर्तन्ते तत्र उज्जैन्नीस्था काचित् संस्था अस्ति सा वेदं वेदमेव अध्यापयितुम् इच्छति तेभ्यः धनसाहाय्यं करोति गृहे एव ते छात्रान् स्वीकृत्य वेदम् अध्यापयितुं शक्नुवन्ति एवम् एतादृशकार्याणि पारम्परिकक्रमेण वेदं ये अद्य अधीयन्ति तेभ्यः शक्यते तद्विहाय ये संस्कृतमेव पठन्ति व्याकरणं पठन्ति वेदान्तस्य अध्ययनं कुर्वन्ति न्यायशास्त्रस्य अध्ययनं कुर्वन्ति तेषां कीदृशं कार्यं प्राप्यते उद्योगानि प्राप्यन्ते इति चेत् ते संस्कृताध्यापकाः भवन्ति शालासु भाषारूपेण संस्कृतस्य अध्ययनं भवत्येव तत्र अध्यापकानाम् आवश्यकता भवति एवम् आङ्ग्लभाषा हिन्दीभाषा तद् संस्कृतस्य अपि अध्ययनं भवति तादृशशालासु ते संस्कृतम् अध्यापयितुं शक्नुवन्ति तद्विहाय सा का कानिचन अत्र विशिष्य केचन विश्वविद्यालयाः वर्तन्ते यथा सेण्ट्रल् संस्कृत केन्द्रीयसंस्कृतविश्वविद्यालयः वर्तते एवं कर्णाटकसंस्कृतविश्वविद्यालयः अस्ति कविकुलगुरुः कालिदासः संस्कृतविश्वविद्यालयः वर्तते एतादृशविश्वविद्यालयेषु अपि संस्कृतशिक्षणं भवति व्याकरणस्य वेदान्तस्य एवं बहूनां विषयाणाम् अध्ययनम् अध्यापनं प्रचलति तादृशसंस्थासु अपि अध्यापकत्वेन कार्यं कर्तुं शक्नुवन्ति सोऽपि एकः अवकाशः तद्विहाय यदि चिन्त्यते तत्र स्वतन्त्रतया अपि ये आसक्ताः वर्तन्ते जनाः तेभ्यः अपि गृहे एव पाठयितुं शक्नुवन्ति तदर्थमपि धनं एवञ्च अध्यापनम् इति केन्द्रम् अध्यापनेन अध्यापनं विहाय संशोधनादिषु अपि कार्यं कुर्वन्ति इति सामान्यतः दृश्यते